मया पतञ्जलि कम्पनी तस्य टूथपेस्ट् आर्डर कृतम् आसीत् एतत् बहु सम्यक् वर्तते मम दन्तयोः दन्तेषु वेदना आरब्धा आसीत् अपि च यदि कोल्ड् किमपि संस्थाप्यते तदानीं तत्र वेदना आरभ्यते स्म इदानीम् अनेन टुथपेस्ट् इत्यनेन मया यदा टुथब्रश् कृतं तदानीं एतत्छ एतस्य एतस्याः वेदनायाः शान्तिः जाता